अहं ब्राह्मणसमुदायस्य सदस्या अस्मि मम समुदायः प्राचीनसमुदायः अस्ति पूर्वकाले वयम् अग्रहारे वसन्ति स्म तत्र मार्गस्य उभयतः गृहाणि सन्ति मार्गस्य एकत्र विष्णोः मन्दिरम् अस्ति अन्यत्र शिवस्य मन्दिरम् अस्ति इदानीम् एतावत् अग्रहारे बहवः जनाः न वसन्ति अस्माकं समुदायस्य जनाः सम्पूर्णविश्वस्य देशे सर्वत्र वर्धन्ते परन्तु वयम् अस्माकं समुदायस्य आचरणं पालयामः अस्माकं प्रदेशे मुख्याचरणम् अस्ति वस्त्रं वयं सरलं वस्त्रम् एव धरामः महिलाः शाटिकां पुरुषाः वेष्टी च वयं बहूनि उत्सवानि आचरामः मुख्यमस्ति दीपावलिः नवरात्रिः पोङ्गल् इति इदानीम् अस्माकं सम् अस्माकं प्रदेशे अन्याः जनाः अपि वसन्ति तत्र ते विविधवेषभूषणं धरन्ति